हरि ओं हा हा आमाम्

ओहो ओके आम् हा भवति कुत्र निवसति ओहो राम्टेक् नगरे वा ओ ओ सम्यक् सम्यक् तर्हि भवती किं पठति तत्र हा हा हा हा सम्यक् सम्यक् आम् अहं तत्र कुलसचिवः अस्ति वा कृष्णकुमारपाण्डे महोदयः कुलसचिवः आं तेषां तेषाम् अहं प्रार्थ प्रार्थीय् प्रार्थयति तद् एकवारं मम कृते एक् कक्षा सङ्गीतकक्षा ददातु तर्हि तेषां कृते अहं प्रार्थयामि तत्सङ्गीतकक्षा अत्र शेड्यूल् भवत्याः कक्षा कदा कदा भव् भवति प्रतिदिनं ओहो तर्ही सार्ध षड्वादनतः सार्धषड्वादनपर्यन्तं कक्षा भ यच्छति इच्छति वा सा भवती मम शेडूलपि ममापि कक्षा तद् वर्तते यदि प्रतिदिनं अहमपि बहिः गन् गत्वा पाठय पाठयामि हा तर्ही सायंकाले षड्वादनतः सार्धषड्वादनपर्यन्तं कक्षा स्वीकर्तुं शक्यते वा वयं अहं कुल्स् हा सार्धषड्वादनपर्यन्तं तर्हि प्रातः काले अष्टवादनतः नववादनपर्यन्तं ह्म् प्रातःकाले तर्हि अध्ययनं कर्त् करिष्यन्ति चेत् सम्यक् भवति हा सा सा सार्ध अष्टवादनतः नववादनपर्यन्तं तथा च अथवा अष्टवादनतः नववादनपर्यन्तं प्रातःकाले तदनन्तरं भवत्याः कक्षा वा अस्तु भवती कर्तुं शक्नोति फीस् पञ्चशतरूप्यकाणि ह्म् वार्षिकपञ्चशतंवार्षिकं हा हा तर्हि अहं कुलसचिवमहोदये येन महोदयेन प्रार्थयामि तर्हि आमम् अस्तु अस्तु